महाभारतस्य एककर्तृत्वविषये महान् विवादः आधुनिकेषु वर्तते इति तु सत्यं बहवः व्यासः एव महान् महाभारतं रचितवान् इति वदन्ति केचित्तु व्यासं विहाय अन्येऽपि कवयः स्वीयं स्वीयं कवनं तत्र योजितवन्तः इति वदन्ति वस्तुतस्तु व्यासोच्छिष्टं जगत्सर्वम् इति प्रतीतिः वर्तते व्यासः यः पुराणानां ब्रह्मसूत्राणां च कर्ता सः एतादृशं ग्रन्थनिर्माणं सुलभतया कर्तुं शक्नोति परन्तु तथापि तत् क्षमतां दृष्ट्वा सामान्यमनुष्येण सह च तस्य तुलनां कृत्वा तस्य एक कर्तृत्वविषये आधुनिकाः विवादं कुर्वन्ति यथा लोके कश्चन सामान्यः श्लोकः अपि तस्य प्रसारः भवतु इति कारणेन अयं भवभूतिरचितस्य काव्यस्य श्लोकः इति रूपेण जनाः तस्य प्रचारं कुर्वन्ति तद्वत् अत्रापि प्राक्तनाः कवयः अयं महाभारतस्थः श्लोकः इति रूपेण तस्य प्रचारः भवतु एवं कृतवन्तः इति बहवः वदन्ति परन्तु व्यासस्य कर्तृत्वं दृष्ट्वा तु मम महाभारतस्य एककर्तृत्वमेव तद् व्यासेनैव रचितं काव्यं गणपतिना च लिखितम् इति मम अभिप्रायः